हरि ओं भवान् स्विग्गि कम्पन्याः डेलवरि बालकः अस्ति किल आम् अहं कुल्चा तथा एतत् बटर् बटर् पन्नीर् आर्डर् कृतवती आसम् एतावत्पर्यन्तं न प्राप्तं भवान् कुत्र अस्ति एवं वा इतोऽपि कः स कति समयः आवश्यकः शीघ्रम् आगच्छतु बहु अधिकसमयो जातः हा कुत्र अत्रैव किल पञ्चनिमिषाभ्यन्तरे अत्र प्राप्नोति किल हा अस्तु धन्यवादः